एकविंशत्यधिकं द्विसहस्रवर्षस्य जानवरी मासस्य द्वादशदिनाङ्कः नवषष्ठ्यधिकं एकोनविंशतिवर्षस्य आगस्ट् मासस्य सप्तविंशतिः तारिकः द्वाविंशत्यधिकं द्विसहस्रवर्षस्य जुलै मासस्य अष्टविंशति तारीकः त्रयोविंशत्यधिकं द्विसहस्रतमवर्षस्य आगस्ट् मासस्य सप्तविंशतिः तारीकः त्रयोविंशत्यधिकं द्विसहस्रवर्षस्य सितंबर मासस्य दशतारिकः